पशुभिः सह मम सम्बन्धः समीचीनः एव वर्तते तत्र धेनवः काश्चन सन्ति एकः शुनकः वर्तते तेषां नामानि मया एवं कृतानि सन्ति यत् शुनकस्य कृते सिद्धा इति नाम स्थापितम् एवं धेनुभ्यः सुरभिः सुमेधा मङ्गला इत्यादि नामानि मया स्थापितानि तेषु अहं कथं आसक्ता इति चेद् तेषां ध्वन ध्वनिः तथा ध्वनिः तथा वर्तनेन मया तैः किम् अपेक्षते इति ज्ञातुं शक्यते तद् ज्ञात्वा मया तेषां परिपालनं तदा तदा क्रिय क्रियमाणं भवति